मम प्रान्ते राजकीय अनुदानेन इदानीं बहुकार्याणि प्रचलितानि सन्ति तत्र राजकीय अनुदानादतिरिक्तं अपि या संस्था एन् जि ओ इत्यादिकं वर्तन्ते तेषामपि साहाय्यं तत्र वर्तते बहुषु कार्येषु तेषामपि सहयोगः वर्तते परन्तु यदि राजकीय अनुदानस्य विषये सर्वकारस्य सहयोगविषये वदामि चेत् तत्र राजमार्गाणां निर्माणम् इदानीं प्रचल्यमानं वर्तते तत्र प्र् प परिवहनादिकं परिवानादिका या व्यवस्था पूर्वमासीत् तासां व्यवस्थायाम् अपि इदानीं परिवर्तनं जातं यतोहि पूर्वं तु न केवलं परिवहनादिकम् अपि तु स्वास्थ्यसम्बन्धी हास्पेटल् इत्यादि या व्यवस्था आसीत् सा बहुन्यूना आसीत् परन्तु इदानीं तस्मिन् सन्दर्भे अपि तस्मिन् विषयेऽपि कार्याणि प्रचलितानि सन्ति अतः सर्वकारस् सर्वकारस्य चिन्तनम् बहु उत्तमं चिन्तनम् अस्ति विशिष्टं चिन्तनमस्ति तथा च तेन एव विकासपथे मम प्रान्तः अग्रे अग्रे भविष्यतीति अहं मन्ये